संस्कृतभाषा परिष्कृतभाषा अस्ति या अस्माकं व्यवस्थायाः कृते निर्मिता अस्ति या वयं तान्त्रिकं कृतं भाषा इति अपि वक्तुं शक्नुमः अस्माभिः संस्कृतम् अधीत्य तस्मिन् विषये संशोधनं करणीयं यत् अतीवमहत्वपूर्णमस्ति यावत् संशोधनं न क्रियते तावत् तस्य महत्वं न अवगन्तुं शक्यते संस्कृतं अस्मान् पाठ्यते जनाः अपि तस्मिन् विषये संशोधनं कुर्वन्ति परन्तु तत् केवलं भाषायाः कृते एव मया दृष्टाः बहवः जनाः बनारसेषु संस्कृतं पठन्तः वार्तालापं च कुर्वन्ति परन्तु अस्मिन् व्यस्तजीवने जनाः तस्य विषये आत्मसंशोधनं कर्तुं न शक्नुवन्ति यावन्तः स्वसंशोधनं न भवति तावत् वयं तस्य महत्वं न अवगन्तुं शक्नुमः कदा संस्कृतवेदमन्त्रः अस्माकं शरीरात् निर्गताविशेषः आवृत्तिः अस्ति या यत्र यत्र इच्छामः तदा तत्र कस्यापि वस्तुनः पदार्थस्य वा प्रभावं करोति यदा वयं संस्कृतं शिक्षेम तस्य अनुसन्धानं च कुर्मः तदपि मन्त्रद्वारा सर्वं शरीरद्वारा स्वशरीरद्वारा तदा एव शनैः किञ्चित् कालानन्तरं च तस्य प्रभावं तस्य महत्त्वं च अवगन्तुम् आरम्भेमः अहं संस्कृतछात्रा अस्मि अहं निरन्तरं संस्कृतस्य अभ्यासं करोमि तत् मम विश्वविद्यालये कदा कदा उत्सवे कोपि मङ्गलश्लोकः मङ्गलाचरणे उक्तवान् कापि वेदमन्त्रम् उक्त्वा दीपं प्रज्वालयति विश्वविद्यालये शा संस्कृतसम्भाषणं यदि आवश्यकम् मया सर्वं ग्रन्थे एकं मङ्गलश्लोकमुक्त्वा ग्रन्थस्य आरम्भं करोति इति यत्र मया बहु अभिमानं वर्तते तत् अहं संस्कृतस्य छात्रा अस्मीति अहं संस्कृतभारती मध्येपि भागं गृहित्वा आसन् तत्र बहुषु उत्सवे कार्यक्रमेषु अहं भागं गृहित्वा जातं तत्र मया बहु आनन्दं प्राप्त प्राप्तं तत्र